मुद्राणां पाषाणेखण्डानां सङ्ग्रहे सङ्ग्रहणे इदानीं ये प्रविष्टाः तेषां कृते अहं यद्वदामि नाम तत्र अधुना स्टाम्प् कलक्षन् इत्यादिकं न्यूनमेव भवति पाषाणखण्डानां शिलाशेखमपि न्यूनमेव भवति परन्तु स्टाम्प् मध्ये बहवः ये स्वातन्त्र्यविषये वा अन्यस्मिन् विषये ये से सेनानायक आसीत् तेषाम् मुद्रणम् इत्यादिकं भवति पाषाणखण्डेषु नाम पुरातनपाषाणखण्डे विविधा विषयाः तत्र लिखितं विद्यते तत् शास्त्रविषयाः भवति अधुना वयं तिरुपति क्ष् मन्दिरं प्रति गच्छामः तत्र तेषां मन् मन्दिरस्य पुरतः विद्यमान यदा मृत् शिलाखण्डेन निर्मितः यदा ओल्ड् भवति तत्र सर्वं तमिळुभाषया अनन्तरं ग्रन्थलिपि भाषया च बहवः विषयाः तस्य प्राचीनविषयाः लिखितं विद्यते तादृशविषयाः वयं संरक्षणीयम् इति अहं वदामि